मम तु कृषिपरिवारः बाल्यात् अहं मम मातरं कृषिकार्यं सम्यक्तया कुर्वती दृष्टवती सा एव मम प्रेरणा बाल्यात् सस्यवर्धनस्य विषये तेषां स्वास्थ्यरक्षणार्थम् उपायान् च जानामि स्म कदा कीयज्जलं स्थापनीयं कस्मिन् समये सस्यारोपणं करणीयं कदा तेषां कर्तनं करणीयं कदा पौष्टिकंशानां स्थापनम् इत्यादिविषये ज्ञानमासीत् एव तदाधारेण एव अहम् इदानीं मम गृहे उद्याननिर्माणं कृतवती मम उद्याने बहुविदफलपुष्पाणां वृक्षाणि सन्ति पारिजात पुष्पं तु प्रतिदिनं विकसति अहं तस्य मालां निर्माय कृष्णाय अर्पयामि नारिकेलस्य वृक्षः आम्रस्य वृक्षः आमलकस्य वटवृक्षः शिञ्चपाः वृक्षः इत्यादि वृक्षाः सन्ति अहं प्रतिदिनं द्विवारं जलसेचनं करोमि